अन्येषां गृहोद्याननिर्माणे कदाचित् एवं सहायः कृतः वर्तते तदपेक्षया अधिकं एतद्विषये इच्छन्ति मया ये अंशाः ज्ञायन्ते ते ते ते अंशाः तेभ्यः तेषां कृते मया उक्ताः सन्ति अथवा किञ्चित् इदानीं रील्स् इति उच्यते खलु तादृशम् उपलभ्यते अन्तर्जाले तत् तेश् तैः सह तत् शेर् कृतमस्ति इत्येवं तत्र उपयोगाय भवति इदानीं तु सस्यानां कृते यत् पोषकांशाः ये पोषकांशाः अपेक्षिताः तेषां निर्माणं गृहेषु एव वयं कर्तुं शक्नुमः इत्युक्तौ टेरेस् इत्युच्यते खलु तदुपरि एव यदा सस्यानां वर्धनं क्रियते तदा तदपेक्षितानां पोषकांशाणां यदि निर्माणं करणीयं तर्हि तद्वयं गृहे एव कर्तुं शक्नुमः अतः तत् कथं कर्तव्यम् इति तदपि एवमुक्तमस्ति गृहे गृहं परितः वा तत्र तत्र पर्णानि उपलभ्यन्ते तत्तु अत्यन्तं नगरप्रदेशे यदि तिष्ठामः निवसामः तर्हि कश्चनक्लेशः अन्यथा तु बहु विना प्रयत्नमेव तादृशम् पर्णानि लभ्यन्ते तेषां सङ्ग्रहः कर्तव्यः पुनः नारिकेलस्य त्वक् यद्भवति तत् सम्यक् किञ्चित् चूर्णमिव कृत्वा तस्य सङ्ग्रहः करणीयः इदम् उभयं भवति चेत् कार्यं साधितमिव भवति तत्र पुनः किं कर्तव्यम् इत्युक्तौ प्रतिदिनम् अस्माभिः किमपि भोजनार्थं कश्चन पाकः पाकस्तु क्रियते एव तदा शाकानां त्वंङ् निवार्यते निवारितया त्वचा वयं किं कर्तुं शक्नुमः पोषकांशाणां निर्माणं वयं कर्तुं शक्नुमः आदौ पर्णानि यानि यानि तानि तानि स्थापनीयानि तदुपरि किञ्चित् एत शाकानां त्वक् स्थापनीया इत्येवं कृत्वा सस्यापेक्षितपोषकांशानां निर्माणं वयं कर्तुं शक्नुमः पुनः एवं भवति नगरप्रदेशे ये तिष्ठन्ति तेषाम् इयं समस्या भवति ते तु तत्र भाटकगृहे तिष्ठन्ति इत्यतः यदा तत्र ते तेषाम् अधिकं कार्यं न भवति ते ग्राममेव आगच्छन्ति तत्काले तत्र यदि सस्यानि सन्ति तर्हि तत् कथं तस्य पालनार्थं जलमपेक्षितं भवति तद्विषये किं कर्तव्यं तत्र तु इदानीं जलस्य दानं कथं करणीयम् इति विषयेपि मया किञ्चित् मम अनुभवः तेश् तैस्सह मया उक्तः अस्ति इत्येवम् एते अंशाः मया कृत्वा अनुभूताः अंशाः ते अंशाः ये गृहोद्यानं कर्तुम् इच्छन्ति तैस्साकं मया एते एते विचाराः मया चर्चितास्सन्ति तेपि तदनन्तरं तेन उपयोगं प्राप्य तेपि सन्तुष्टाः अपि सन्ति